भारतदेशे स्थितानां जनानाम् आरोग्यव्यवस्था कथम् अस्ति इति प्रश्ने जाते तदानीन्तनकाले पूर्वस्मिन् काले इत्युक्ते पञ्चाशत् वर्षाणां पूर्वं यथा दृढमतयः आशिष्टो दृढिष्ठो बलिष्ठः इति जनः यथा भवति स्म अधुना तादृशरीत्या भारते आरोग्यव्यवस्था आरोग्यव्यवस्था नास्ति अस्माकं जनाः आरोग्यविषये तादृशरीत्या आस्थां न स्थापयन्ति आरोग्यविषये एतेषाम् आस्था नास्ति यथा कथञ्चित् खादन्ति यथा कथञ्चित् विहरणं कुर्वन्ति आहारविहारव्यवहाराणां रूपेण आरोग्यव्यवस्था क्षीणा जाता एवं रीत्या मुख्याः समस्याः इत्युक्ते आरोग्यस्य मुख्यव्यवस्था इत्युक्ते अस्माकम् आरोग्यविषये यत् समीचीनतया भवति आहारं व्यवहारः आचारः व्यवस्था विचारः व्यवहाराः कथम् उपकुर्वन्ति आरोग्यस्य तथैव अस्माभिः जीवनं कर्तव्यम् अन्यान्यरूपेण अस्माभिः क्रियते जीवनम् इत्युक्ते नष्टं भर्वति आरोग्यं सा एव समस्या अस्माकं भारतदेशे